साम्प्रदायिकतरणेषु व्यावसायिकतरणेषु च जलं तु सामान्यमेव तत्त्वं वर्तते तथापि द्वयोः महान् भेदः अस्ति इति वक्तुं शक्यते सर्वप्रथमं तु साम्प्रदायिकस्थानेषु तत्र यद् जलम् अस्ति तत् प्राकृतिकमेव जलमस्ति वक्तुं शक्नुमः तत्र अन्यान्यपि यानि तत्त्वानि वर्तन्ते तथा मृत् भवतु अथवा यत्किञ्चित् अपि वातावरणं भवतु तत् सर्वमपि तत्र प्राकृतिकमेव वर्तते व्यावसायिक तरणेषु तत् प्रायः जलं तु प्रायः प्राकृतिकमेव तथापि तत्पूर्वं पूरितमस्ति अनन्तरं तत्र शुद्धीकृतमस्ति इति वक्तुं शक्यते अपि च तत्र किञ्चित् कानिचित् तत्त्वानि उपरिष्ठादेव मिलितानि सन्ति येन कश्चन तत्र तरणावसरे अधः न गच्छेत् तथा किञ्चित् तत्त्वं ते योजयन्ति अतः सोऽपि भेदः वर्तते अपि च यः कश्चन अपि प्रतिदिनम् एव तरणाय ग् गच्छति तर्हि साम्प्रदायिकक्षेत्रेषु तु कदाचित् सः कृष्णः न स्यात् अपि परन्तु व्यावसायिकतरणेषु यदि प्रत्यहमेव गम्यते चेत् नूनमेव सः कृष्णत्वमेव अवाप्नोति इति निर्णयः यतोहि तत्र केमिकेल् इत्यादिनि तत्त्वानि तत्र अधिकतया एव दृश्यन्ते अपि च मया नद्यां समुद्रे तडागे कूपे सर्वत्र एव एकवारं तु तरणं कृतमेव अपि च पुनः पुनः अपि यदा कदाचिदपि तर्तुम् अवसरः लभ्यन्ते तर्हि अवश्यमेव तितीर्षामि तत्र चिन्ता नास्ति